मम धर्मः तु सामुदायिकसेवाविषये एव वदति भगवान् कृष्णः एवम् उक्तवान् भगवद्गीतायाम् सः तत्र वदति कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि इति अनन्तरं कर्मणैव हि संसिद्धिमास्थिता जनकादयः लोकसङ्ग्रहमेवापि संपश्यन्कर्तुमर्हसि लोकसङ्ग्रहार्थं ज्ञानप्राप्त्यर्थं सेवा करणीया जनानां सेवा करणीया इति अहन्तु शालायाम् अध्यापकः अध्यापनवृत्तिं करोमि यदि सायङ्काले अवकाशः लभ्यते संस्कृतविषये किञ्चित् कार्यं करोमि संस्कृतभारती मध्ये विभागसंयोजकरूपेणापि अहं कार्यम् अत्र करोमि अस्तु